मम गृहस्य पार्श्वे बहूनि उद्यानानि वर्तन्ते यत्र अस्मा अस्मा अस्माकं पुत्रान् पुत्रीः नीत्वा वयम् उद्यानं प्रति गच्छामः तत्र उद्याने प्रवेशार्थं धनं दातव्यं न भवति निश्शुल्कं धनं तत्र भवति अतः तत्र तावत् शुल्कं न प्रदीयते अतः निसुल् निश्शुल्कं तत्र प्रवेशो जायते अथ च अस्माकं गृहात् किञ्चित् दूरं एकं चलच्चित्रं विद्यते राजमन्दिरं तत् तावत् अत्यन्तं समीचीनं तावत् चलच्चित्रमन्दिरं विद्यते तत्र यदा वयं गच्छामः तदानीं तत्र शुल्कः देयः भवति धनं देयं भवति धनं दातव्यं भवति अतः तत्र तावत् धनं दातव्यमेव यतोहि मनोरञ्जनार्थं तावत् आवश्यकता भवत्येव अथ च क्रीडाङ्गणम् अपि मम गृहस्य पार्श्वे विद्यते तत्र तावत् निश्शुल्कं क्रीडादिकं कर्तुं शक्यते अतः तत्र शुल्कस्य आवश्यकता न भवति